गतवर्षे एकम् अविस्मरणीयकार्यं मया कृतम् इत्युक्ते प्रतिवर्षं हिमालयचारणम् अहं करोमि गतवर्षे अहं संस्कृतविद्यार्थीनां स्वीकृत्य अहं हिमालयचारणं कृतवान् प्राय त्रिंशत् विद्यार्थिनः आसन् ते सर्वे सम्कृतसम्भाषणमपि कुर्वन्ति स्व तान् स्वीकृत्य अहं चन्द्रकाणि पास् इति हिमालयस्य चारणम् अहं कृतवान् प्रायः द्वादशसहस्र फ़ीट् उपरि अपि चारणं कृत्वा हिमालयस्य सौन्दर्यं दृष्ट्वा सर्वान् सन्तोषिं कृत्वा वयं चारणं कृतवन्तः अतः एषः अविस्मरणीयविषयः कार्यः इति वक्तुं बहुसन्तोषः अनुभवामि